हरिः ओं मम नाम कुमारः अहम् नूतनतया एकं मशकदंशनबेट् यद् वर्तते तत्तु डीमार्ट् इत्यस्मात् आपणात् स्वीकृतवान् अस्मि यदा स्वीकरणसमये तत्रस्थः जनः उक्तवान् यत् इदञ्च बेट् बहु सम्यक् वर्तते एकवर्षपर्यन्तम् एतद् कार्यं करोति अनन्तरं मशकाणां तु निवारणम् अनेन बहुसम्यक् कर्तुम् अपि शक्यते एतादृशवैशिष्ट्यम् एतस्य मस्किटो बेट् इत्यस्य वर्तते इति तेन प्रतिपादितम् तस्य वचनस्य उपरि विश्वासं कृत्वा अहं तत् बेट् क्रीतवान् ततः परं यदा अहम् आनीय गृहे तस्य उपयोगं कुर्वन् आसम् तस्मिन्सन्दर्भे एकं तस्य क्वालिटी यद् वर्तते तद् सम्यक् नास्ति द्वितीयं यदा अस्माभिः विद्युत् पिञ्जकोशेषु तस्य बेट् इत्यस्य चार्जिङ्ग् कृते स्थाप्यते तदा चार्जिङ्ग् न चलति अनन्तरं मशकदंशनार्थं यत् एतद् स्वीकृतं तत् तत्र सम्यगेव कार्यं न करोति स्म एवं रीत्या यद् वस्तु मया क्रीतं तस्य वस्तु वस्तुनः सदुपयोगः न सम्यक् न जातः अपि च यद् क्वालिटी तत्र उक्तम् अस्ति तद् किञ्चिदपि नासीत् एतादृशवस्तूनां ग्रहणेन अथवा स्वीकरणेन यः स्वीकरोति तस्य कृते लाभो न भवति केवलं तत्र नष्टमेव भवति अतः क्वालिटीयुक्तवस्तूनां तत्र जनानां कृते यदि दीयते यद्यपि मूल्यं किञ्चित् अधिकं वर्तते चेदपि सम्यक् वस्तुनः समीचीनवस्तुनः तस्य उपयोगः क्रियते अथवा सम्यक् वस्तु समीचीनवस्तुनं वस्तुनः तत्र किं कुर्यते अन्येषां कृते दीयते तद्द्वारा ये स्वीकर्तारः वर्तन्ते ते लाभान्विताः भवितुम् अर्हन्ति अतः क्वालिटी प्रोडक्ट् एव तत्र आपणेषु स्थापनीयम् इति धन्यवादः